म मनुकुलः सर्वदा मूल्येन सह सम्बन्धः भवति यथा कश्चन बालकस्य बाल्यसमये यथा मनः आकलं वा आकलनं कारयति तद्वदेव मनुकुलः सदा सर्वदा नाम मूलेन एव कथं मूलात् उत्पन्नः कथं मूलात् वर्धितः कथं विकसितः तस्य स व्यवस्था कथम् आसीत् इत्यादि मात्रं माध्यमेन एव तस्य मनुकुलस्य अत्र विषये विवरणितम् अस्ति नाम विशिष्टतया उक्तम् अस्ति इति एवम् अतः एवम् आधारीकृत्य मनुकुलस्य नाम तस्य प्रमुखतः मूलेन सह सम्बन्धः भवति इति मनुकुलः इति उच्यते यथा मम मूलविषयः नाम अहं यदा शिशोः अवस्थायाम् आसम् तस्मिन् य तस्याम् अवस्थायां यथा मनः आसीत् तस्य अवस्थायां यदा मनस् मनसः आकलनं ब नाम यादृशी अवस्था आसीत् तादृशस्य अव् तादृश्याः एतादृश्याः अवस्थायाः इदानीं किं जनयति इत्युक्ते तद् स्मृत्वा अधुना सम्प्रति अधुना सन्तोषं जनयति यथा कश्चन सन्तोषस्य विषयं श्रवणेन वा स्मरणेन यथा अस्माकं चित्तं चित्तं चित्ते स्मर्यते पुनः सन्तोषः जायते तद्वदेव साम्प्रतम् भूतविषयस्य नाम यद्वद् यः विषयः जातः तस्य विषयस्य पुनस्मरणं करणेन सन्तोषकार्यं वा सन्तोषपदं वा सन्तोषम् आनन्दम् इति जनयति जनयति इत्यर्थः